मम प्रदेशे बहवः सांस्कृतिकं सांस्कृतिकसमुदायाः सन्ति वसन्ति च यथा निम्नस्तरीयाः अपि सन्ति उच्चतरस्तरीयाः अपि सन्ति एवमेव अन्य अन्य समुदायाः अपि सन्ति परन्तु यदा तत्र कश्चित् समर समारोहः भवति तदानीं सर्वे जनाः तत्र आगत्य मिलन्ति पुनः हर्षमपि अनुभवन्ति यदा दशहरा अस्ति तदानीं समये अपि सर्वेजनाः आगत्य यान् यान् जनान् ते न जानन्ति तान् सह मिलित्वा सबन्धम् अपि स्थापयन्ति एवमेव निम्नस्तरीयाः जनाः उच्चस्तरीयाः जनाः अपि अपि तत्र आगच्छन्ति तदानीं ते सर्वे परस्परं सबन्धं स्थापयन्ति मम प्रदेशे अधिकाः क्रीडालवाः भविष्यन्ति भवन्ति तदानीं ये बालकाः सन्ति क्रीडालवाः ते ये उच्चस्तरे क्रीडन्ति जनाः तै सह मिलित्वा क्रीडा विषये ज्ञानमपि प्राप्नुवन्ति एवमेव सर्वे जनाः समुदायरूपेण तत्र वसन्ति अस्माकं संस्कृतिः अपि श्रेष्ठा वर्तते यया सर्वे जनाः मिलित्वा एव वसन्ति कार्यम् अपि कुर्वन्ति सहाय्यम् अपि कुर्वन्ति अन्यान् अन्येषां जनानाम्